अस्माकं भारतदेशे बहूनि तीर्थस्थलानि सन्ति सर्वप्रथमं तु काशीक्षेत्रम् बद्रिनाथः काशीक्षेत्रम् अलहाबाद् त्रिवेणीसङ्गमः अन्यत् तिरुपतिः तिरुपतिक्षेत्रम् अपि बहु उत्तमम् अस्ति अन्यत् भारते अस्माकं भारते भारतदेशे तीर्थस्थलानां बहु महत्त्वं वर्तते जनाः तत्र जनानाम् अभिप्रायः को वा इत्युक्ते यदित् तीर्थस्थलं गच्छामश्चेत् तत्र अस्माकं सर्वे दुःखाः दूरं भवन्ति इति चिन्तयन्ति तदर्थं ते तीर्थस्थलेषु गत्वा स्नानादिकम् इत्यादीन् तरन्ति यस्मिन् इति तीर्थम् इच्छति जिस् तत्र सर्वप्रथमं जनाः काशीं गच्छन्ति काशीं केचन तु तत्र स्वदेहमेव तत्र त्यजन्ति यतो हि अस्मिन् पुण्यतीर्थे पुण्यस्थले यदि वयं स्वशरीरं त्यजामश्चेत् साक्षात् मोक्षं प्राप्नोति इति धिया ते तत्र अतः तत्र बहु प्रसिद्धिरस्ति किं तत्र प्राच् आबाल्यात् अहं शृणोमि य्य यत् तत्र ग गच्छन्ति यदि मरणं भवति चेत् काश्यां साक्षात् मोक्षं प्राप्नोति इति एवम् अस्माकं भारतीयजनानां कथं तत्र तेषाम् अभिप्रायः इत्युक्ते तीर्थस्थलानां बहु महत्त्वं वर्तते